अहं मम अध्ययनकाले उपनिषदः वेदान्तपुस्तकानि ब्रह्मसूत्रम् इत्यादि पठितवान् ते सर्वे अपि चिन्तनप्रयुक्ताः एव सन्ति तथापि ईशावास्योपनिषदं लब्धे चेत् अपि समग्रं विषयं अन्तर्भावयति शुक्लयजुर्वेदसम्बन्धिता इयम् उपनिषत् पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेव अवशिष्यते इति शान्तिपाठः ईशावास्यमिदं सर्वम् इति मन्त्रेण उपनिषत् इयम् आरभ्यते अस्याम् उपनिषदि अष्टादश मन्त्राः सन्ति अतः अध्येतनं सुस्पष्टं प्रतिपादितम् अस्ति ब्रह्मणः स्वरूपं नामान्तरणं विद्या अविद्या सम्भूतिः असम्भूत्यादीनां विच विवेचनम् अस्ति अस्याः ईशोपनिषत् संहिते उपनिषद् इति नामान्तरम् इति अस्ति